नाम प्रगते वर्षे भारतीय अर्थव्यवस्था कथं वर्धिता इत्युक्ते प्रथमं तावत् मेक् इन् इन्डिया नाम अस्माकम् अस्मदीय अस्माकम् उपयुज्यमानानि वस्तूनि यानि भवन्ति तानि अत्रैव बनम भारतदे भारतदेशे एव कृत्वा तेषां निर्माणं करणेन महा महदुपयोगाय भवति महोदुपकृतं जातं तेन आर्थिकव्यवस्था वर्धिता अन्यथा अन्यस्मात् देशात् यदि स्वीकुर्मः तेन किञ्चित् अधिकः धनव्ययः भवति पुनः पुनः कोरोना समयेऽपि अस्माकं व्याक्सीन् नाम व्याक्सीन् कृते वयमेव तत् कृतवन्तः अतः व्याक्सिन् करणेनापि अस्माकं तत्र बहु धनव्ययः न जातः तेन आर्थिकव्यवस्था अपि उन्नता जाता पुनः अस्माकं प्रधानमन्त्री मोदिः अपि देशेषु सर्वेषु अटित्वा सर्वेषु स्थलेषु एवम् ऐटी हेप्स् इत्यादिकं स्वीकृत्य न तस्मादपि धनं स्वीकृत्य इत्यादि विषयकरणेन अस्माकम् आर्थिकव्यवस्था अपि बहु उन्नता जाता इति एतानि मुख्यानि उद्यमानि इति अहं चिन्तयामि पुनः ब्याङ्किङ्ग् विषये तावत् डिज्टल् ब्याङ्किङ्ग इत् अनेन करणेन महत् लाभान् लाभान् लाभं प्राप्तवन्तः सर्वेऽपि जनाः कुतः इत्युक्ते यदि अहं बाङ्क् गच्छामि तदा एकं घण्टाद्वयं वा घण्टात्रयं वा तत्रैव उपविश्य एकं बाङ्क् अकौन्ट् ओपन् कर्तव्यम् पुनः यत्किमपि यक्कोऽपि क्लेशः यदि जायते तत्र तदर्थं पुनः घण्टात्रयं वा घण्टाद्वयं वा तत्र उपविश्य कार्यं कर्तव्यं सः एकं लञ्च् इत्यादिकं गच्छति लञ्च् इति गच्छति पुनः सायं चतुर्वादने इत्येव वदति पुनः तस्य यदि इच्छा नास्ति अस्तु अस्तु अहम् अनन्तरङ्करिष्यामि म अधुना समयः नास्ति इत्यादिकम् ते वदन्ति परन्तु यदा डिज्टल् ब्याङ्किङ्ग् आगतं तेन बाङ्क् गमनम् अपि निषिद्धं केवलं यदा वयं चिन्तयामः तदा एव साक्षात् अकौन्ट् ओपन् कर्तुं शक्नुमः पुनः अकौन्ट् मनि ट्रान्स्फर् अपि धन ट्रान्स्फर् अपि कर्तुं शक्नुमः उपविश्य एव सर्वमपि वयं धनं प्राप्तुं धनं प्राप्नुमः परन्तु अनेन यः लाभः वर्तते तेनैव महत् अलाभः नाम महत् दोषः अपि वर्तते अत्र यः दोषः इत्युक्ते यदि मम समीपे यदि धनं भवति नाम शतं रूप्यकं वा भवतु पञ्चाशत् रूप्यकं वा भवतु पञ्चशतं रूप्यकं वा भवतु तद् यथा कथं व्ययः भवति इति अहं जानामि स्म परन्तु अधुना यदि फोन् पे गूगल् पे इत्यादिकम् इत्यादिकं यदा आगतं तेन महद् उप उपकारस्तु वर्तते परन्तु कथं तद् धनं गच्छति अकौन्ट्तः कियत् धनं जातम् अस्तु मम समीपे अस्ति यावदस्ति इत्यादिकम् अचिन्तयित्वा एव धनस्य व्ययः भवदस्ति अतः डिज्टल् ब्याङ्किङ्ग् तेन लाभाः बहवः भवन्ति इति अहम्